अहं भवतां भोजनलायतः भोजनम् आर्डर् कृतवान् परन्तु इदानीं मां मम पार्श्वे आगतं परन्तु शीतम् अभवत् तत्कारणात् अहम् अग्रिमम् अपि आर्डर् कृतवान् तदा अपि शीतमेव आगतवान् परन्तु अग्रिमतः आर्डर् शीतं न आगच्छति चेत् इति कृत्वा सुन्दरतया वा दृढतया पे कृत्वा प्रेषयतु इति मम चिन्ता इति मम वाचः